हरियोम् हा हरियोम् अन्नपूर्ण वा जैश्रीराम् अन्नपूर्ण वा अन्नपूर्णमाताजि वा हा किं फोन्करेण् कृतवती भवती

किमर्थम् वेदना प्रतिदिनं प्रतिदिनमु क्रीडितुं प्रतिदिनमु एक्ससैज् कर्तुं चेत् वेदनं न भवति प्रतीदिनं करण्यं न न प्रतिदिनं हा अद्य आगच्छतु अद्य आगच्छतु भवती अद्य आगत्य अत्र अत्र ग्रौण्ड् मद्ये आम् आम् आम् पाटयामि किमर्तमिति भवती दश दश द दश रौण्ड् दावनीयम् वार्मप् करणीयम् सर्वं हा न न न किमर्तमिति भवत्या भवत्य शक्नोति शक्नोति भवति सामर्त्यमस्ति न वा हा अद्य जुलै मासे जुलै मासे क्रीडा अस्ति क्रीडा अस्ति जुलैमासे हा भवति चाम्पियन् भवति किमिति भवति त्रीणि त्रीणि त्रीणि विषयमद्ये ब करणीयम् स्पर्दा करणीयम् त्रीणिविषयमद्ये शतमीटर् धावनीयम् उद्दजिगित उद्दजिगित अनन्तरम् अनन्तरं हर्डल्स् करणीयम् अनन्तर एक्सर्सैस् कृत्वा भवती शीघ्रं दावति अहं वदामि किञ्चित् श्रुणोतु भगिनी अन्नपूर्ण अन्नपूर्ण नास् किमपि न भवति किमर्तमिति भवती सम्यक् खादनीयम् सम्यक् इत्युक्ते हा हेसरुकाळु अस्ति न वा हा तत् जले स्थापयित्वा हा जले स्तापयित्वा खादितम् न न हेसरुकाळु अस्ति न वा नास्ति अहं ददामि भवती आगच्छतु अहम् अत्र द भवत् दात्वा ददामि ददामि हा हा सत्यं हा अहं ददामि अहं ददामि भवती न अहं फोन् करोमि भवत्य भवत्या अम्बाया अम्बाया फोन् ददातु मम फोन् नम्बर् ददातु अहं वदामि हा वदामि वदामि किमर्तमिति जुलै हद्नैदु मासे पुत्तूरु मध्ये क्रीडा अस्ति पुत्तूरुमद्ये क्रीडा अस्ति तदर्तं प्राक्टीस् करण्यम् हा केवल त्रिंशत् विंशतिदिनमात्र सन्ति तदर्तं बहु जना आगच्चति तत्र तत्र शतकिलोमीटर् द धावनम् अस्ति बवती त्रीणि विषय अस्ति तत्र बवती बवति करणीयम् प्राक्टीस् करणीयम् वार्मप् करणीयम् सर्वं करणीयम् प्रातःकाले शीघ्रम् आगत् आगन्तव्यम् किमर्तम् भवती न इण्ट्रेस्ट् करोति सम्यक् भवति अम्बाम् एकवारं प्रच्छतु शीघ्रमागत्य अहं गच्छामिति अहं फोन् करोमि भवत्या गृहे अम्बाया अम्ब अम्बाय फोन् करोमि सन् निश्चयेन करोमि फोन् करोमि शीग्रमागत्य प्राक्टीस् करोतु अहमस्मि अनन्तरमु कादितिमु कादितुं चणकम् अनन्तरं चणकं सर्वम् अहं ददामि अहं ददामि हा भवती चिन्ता नास्ति भवती शीघ्रं हा शि हा हा भवति सामर्त्यमस्ति न वा हा अस्तु